संस्कृतकविषु अथवा लेखकेषु इष्टतमा अथवा इष्टतमः कः इति चेत् काळिदासः एव काळिदासः संस्कृतवाङ्मयकविषु अत्यन्तप्रसिद्धकविः अस्ति कविरत्नकालिदासः इति सः प्रसिद्धः काळिदासः उपमाकाळिदासः इत्यपि प्रसिद्धः तस्य अभिज्ञानशाकुन्तलं विक्रमोर्वशीयं मेघदूतम् इत्यादि काव्येषु वयं तादृशसौन्दर्यं पश्यामः यत्र वयं न्यूनातिन्यूनम् अनुभवितुं द्रष्टुम् अपि न शक्नुमः अतः काळिदासं विहाय वयं कुत्रापि एतादृशलेखकं द्रष्टुम् अथवा अग्रे आगच्छति इत्यपि विश्वासः नास्ति अतः एक पञ्चनाटकं पञ्चखण्डकाव्यम् इत्यादि बहवो लेख बहवो ग्रन्थाः संस्कृतवाङ्मये प्रदत्तः एकः शिरोमणिः अस्ति कविरत्नकाळिदासः अतः काळिदासं विहाय अन्ये कोपि कविः संस्कृतवाङ्मये आगन्तुं न शक्यते